विद्यालयात् परं सायं शिक्षणस्य विशेषवर्गस्य आवश्यकता निश्चयेन अस्ति परन्तु तदपि एकं क्लिष्टकार्यं इति छात्राः न भावयात् तथा वयं तत् करणीयम् किमर्थम् इत्युक्ते यदि एकं कार्यम् वयं करणीयमेव इत्येव कुर्मः चेत् तत् वयं सम्यक् न करोति यदा अस्माकं प्रियं भवति तदपि क्रीडाद्वारा भवति चेत् उत्तमम् तदा समयः अपि न व्यर्थः भवति पठनमपि भवति